हरिः ओम् नमस्ते ओ एवं वा वदन्तु एवं वा काः काः शाकाः योजितवन्तः

ओहो शाकाः वर्धिताः अस्तु अस्तु अ अस्तु सम्यक् भवतां कृषिक्षेत्रं हा अस्तु सम्यक् सम्यक् आम् आम् स्वीकुर्मः भवतां प्रदेशः कुत्र चिक्मङ्ग्ळूर् नगरे समीपे वा उत अन्यत्र अस्ति वा कुत्र अस्ति भवतां एवं वा अस्तु अस्तु आम् अस्तु अ एवं वा कियत् उदितवन्तः ओह् एवं वा सम्यक् तर्हि आम् सम्यक्

ओहो सम्यक् सम्यक् तर्हि

सत्यं न न

वयमेव साक्षात् आगत्य तत्रेव वयमेव स्वीकुर्मः तत्र सर्वं किं द्रष्टव्यं भवति पुनः कदाचित् सः किञ्चित् अधिकं उक्तं भवति कदाचित् किञ्चित् लघु भवति अतः वयं स्वयं यथा तत् सम्यक् कृत्वा पुनः तद् किं वयं यत् भारं व् व्यूढामः तस्यापि समस्थितिः भवेत् अतः तत्सर्वं दृष्ट्वा तत्सर्वं सम्यक् कृत्वा वयमेव आम् आनयामः अतः वयमेव यानं

एवं वा एवम् एवं एवं सम्यक् न वयम् एवम् इति वद् न न न वदामः किन्तु वयं यत् सावयवं तदेव स्वीकुर्मः भवन्तः अपि हा सत्यम् ओके अस्तु अस्माभिः एवं स्वीक्रियते भवन्तः किं क्यारेट् भो भवन्तः उक्तवन्तः त्रिंशत् रुप्यकम् अस्ति इति अस्तु वयं तथा स्वीकुर्मः पुनः अत्र किं मध्यवर्तिनः माराटगारः किम् अन्ये विक्रयणं कुर्वन्ति इति नास्ति वयं भवतामहस्तात् यावत् स्वीकुर्मः तावद्वयमेव विक्रयणं कुर्मः अपि च मध्ये किं मध्यवर्तिनः इति न भवन्ति अतः भवन्तः यावत् वदन्ति तावत् धनं दत्वा वयं स्वीकुर्मः सावयवकृषिः सावयवं केवलं अस्तु आम् न वयमागच्छामः आम् एवम् अहम् अ कदा वयम् अस्माकं जनाः सन्ति अस्माकं मित्राणि सूचयामि अद्य आगत्य प्रायः ते पश्यन्ति ते दृष्ट्वा अग्रे हा आं सत्यं ते अद्य दृष्ट्वा आगच्छन्ति कियदपेक्षितं कीदृशं यानमपेक्षितमिति दृष्ट्वा आगच्छन्ति अतः व् तदुत्तरम् अहं अस्तु अस्तु अस्तु अस्तु टेक्केर् अस्तु धन्यवादः धन्यवादः